अस्माकं तेलुगूराष्ट्रे हरिकथलू अथवा बुर्रकथा इति बहु प्रसिद्धं नृत्यं रूपकं भवति तत्र पूर्वकाले ग्रामेषु ते भ्रमणं कृत्वा कृत्वा सर्वत्र स्वीयप्रदर्शनीः कुर्वन्ति स्म परम् अद्यत्वे सा परम्परा लुप्तप्राया इति दृश्यते यतो हि सर्वकारपक्षतः ईदृशकलानां विषये वैमुख्यं वर्तते अथ च तेऽपि धनाभावात् स्वीयां वृत्तिं विस्मृत्य इतरवृत्तिषु प्रवृत्ताः भवन्ति इति कारणात् तेषां संसाधनानामपि अभावः अस्ति अत एव तस्य प्रशिक्षणमपि शून्यमिव भवति अद्यत्वे